काव्याङ्गेषु अलङ्काराणां समुचितं स्थानमस्ति भामहः अलङ्काराः कटककुण्डलादयो यथा स्त्रीपुरुषयोः शरीरसौन्दर्यम् अभिवर्धयन्ति तथा उपमादयोः अलङ्काराः काव्यशरीरस्य सौन्दर्यम् अभिवर्धयन्ति इति कथयामास सः रसमपि रसवदलङ्काररूपेण पर्यव पर्यगणयत् वामनः काव्यालङ्कारसूत्रवृत्तौ काव्यस्य आत्मा रीति इति अलङ्काराः काव्यसौन्दर्यम् अतिशाययन्ति इति च प्रो प्रोवाच दण्डी तु काव्यान्तस् सौन्दर्य सौन्दर्यस्य गुणाः एवाभिवर्धकाः इति अलङ्कारास्तु काव्यस्य बाह्यशोभाकारणभूताः इति च अकथयत्